अहं शास्त्रोक्तगायनं गातुम् इच्छामि किञ्चित् भावगीतं गातुम् इच्छामि अस्मिन् काले अस्मिन् क्षेत्रे सङ्गीतं शास्त्रोक्तसङ्गीतं किञ्चित् क्लिष्टमस्ति कदा यदा ते सरावः करोति अभ्यासः यदि करोति तर्हि स्वरस्य शुद्धम् उच्चारणं यदि भविष्यति तर्हि गायनम् उत्तमं भविष्यति तर्हि सरावस्य अथवा रागस्य विषये यत् स्पष्टीकरणं भविष्यति पयु सम्पूर्णतया यदा ज्ञातुमिच्छति तदा कष्टं न न भवति न क्लिष्टं भवति परं प्रथमतः यदि वयं शास्त्रोक्तगानस्य शिक्षां यदि प्राप्तं क प्राप्तं कर्तुम् अर्हति तस्मिन्नेव काले किञ्चित् क्लिष्टमस्ति अनन्तरम् यदा स्वरस्य ज्ञानं तालस्य ज्ञानं यदि सम्पूर्णतया भविष्यति तदा क्लिष्टं नास्ति सङ्गीतम् अं प्रत्यक्षसङ्ग् सङ्गीतविषये अहं पूर्वमेव उक्तवती हि वेदा वेदानां सामवेदोसि स वेदोमे हि यदि साम्वे सामवेदः सर्वश्रेष्ठः सामवेदः अर्थात् शास्त्रोक्तगायनमेव ते ऋचां सामवेदस्य ऋचा शास्त्रोक्तगायनं कृत्वा एव वक्षति सः रा सामवेदः अस्ति तर्हि शास्त्रोक्तगायनं सर्वश्रेष्ठमस्ति विवि विविधाः विद्वांसः सुप्रसिद्धाः स् सुप्रसिद्धाः सन्ति अत्र अस्माकं भारते रत्नम् म भीमसेनजोषी अस्ति भारतरत्न लतामङ्गेश्कर्महोदया महोदया आसीत् एवं बहवः शास्त्रपण्डितः तानसेनः अस्ति एवमेव बहवः शास्त्रोक्तसङ्गीतज्ञाः अमराः सन्ति तेषां गायनेन अतः शास्त्रोक्तगायनं सर्वेश्रेष्ठं हिन्दीभाषायां किञ्चित् अल्लारक्खा एवम् अल्लारक्खा तबलावादकः अस्ति सः उक्तवान् सं मरा हिन्दीभाषायाम् अस्ति सङ्गीतम् एकः सागरः अस्ति तस्मिन् बहवः मुक्ताः सन्ति मुक्ताः मोति अतः सागरेषु यानि मौक्तिकानि वयं प्राप्तुं कर्तुम् अर्हन्ति तानि किञ्चित् न्यूनाः सन्ति अतः सङ्गीतसागरः बहु महान्तः अस्ति धन्यवादः